भारतं मध्य अनेके उत्सवानि सन्ति सन्ति भिन्न भिन्न उत्सवानां कृते भिन्न भिन्न खाद्यम् एवं भवति यदा सङ्कट् सङ्कटहरचतुर्थिः गणेशचतुर्थिः भवति तत्समये वयं मोदकं मोदकं खाद्यं खाद्यं कृ करो कृत्वा खादामः अनन्तरम् कृष्टाष्ट कृष्णाष्टमी उत्सवे समये अनेकविध विधाः भिन्न भिन्न काद्यम् भिन्न भिन्न खाद्यं भवन्ति तदनन्तरम् सङ्क् दीपावलिसमये अपि स मधुर मधुरम् अनेके मधुराणि तदनन्तरम् अनेके स् स्नाक्स् अपि सेवरिस् अपि भवति तदनन्तरं सङ्क्रान्तिमध्ये मधुरपोङ्गल् बा खाद्यं भवति